वृत्तिस्थानेषु सङ्घर्षम् अथवा धर्मसङ्कटम् अहम् एवं निर्वहामि अहं प्रथमं सङ्घर्षस्य किं मूलभूतं कारणम् इति जानामि येन सङ्घर्षः क्रियते तेन सविनयं सर्वं मम आशयं विनिवेदयामि तस्य तस्मिन् विषये का समस्या इति तं पृष्ट्वा जानामि इतरेषाम् अधिकारिणामपि अस्मिन् विषये अभिप्रायान् स्वीकृत्य उचितं कार्यं वयं कुर्मः एवं वृत्तिस्थानेषु सङ्घर्षम् अथवा धर्मसङ्कटम् अहं निर्वहामि